अस्माकं भारतदेशे सर्वकारेण क्रीडायाः प्रोत्साहनार्थं विभिन्नाः प्रयोगाः आनीताः तथापि प्रोत्साहः सर्वधा किम् अधिकप्रमाणेन नाभूत् इत्येव भाति तत्र जनानां काचन चिन्ता अस्ति यदि अहं क्रीडार्थं गच्छामि अहं अत्युत्तमः यदि क्रीडालुः स्याम् तदानीम् एव मम धनप्राप्तिः पुनश्च वृत्तिप्राप्तिः नित्यत्वेन अस्मिन् प्रसङ्गे भविष्यति अन्यथा मम गतिः न भविष्यति अस्मिन् विषये इति तेषां चिन्ता विद्यते तस्मात् आधिक्येन विभिन्नक्षेत्रेषु लघु लघु जनानाम् अपि क्रीडार्थम् अवकाशः दीयते एव अस्माकं भारते किन्तु क्लेशः कः इत्युक्ते एकः एव अधिक किम् एक्स्पोज़र् इति वदन्ति आङ्ग्लभाषायां तद्विद्यते ब्रहज्जनानां एषां धनयुक्ताः सन्ति तेषामेव तादृशः अवकाशः भविष्यति अन्येषां तु तथा अवकाशः न विद्यते इत्येव क्लेशः अस्माकं भारतदेशे इति कारणात् अहं वदामि यदि चैना चैना यथा करोति तथा कार्यं केचन बालाः द्रष्टव्याः एवम् उत्तमाः सन्ति तथा उत्तमाः सन्ति विषयेषु तान् एव विभिन्नक्रीडासु नियोजनं कर्तव्यम् इत्येव मम आशयः